अहं तरणं प्रथमम् अमेरिकादेशस्य तरणतालायाम् अशिक्षम् तस्मिन् देशे सर्वेपि अतिबाल्यावस्थायामेव अर्थात् शिश् यदा ते शिशवः भवन्ति तता तदा एव ते तरणतालायां तरणं पाठयन्ति अहमपि बाल्ये एव तरणम् अशिक्षं प्रथमं तत्र फ़्लोटिङ्ग् शिक्षयन्ति तदनन्तरं यदा फ़्लोटिङ्ग् समीचीनतया कर्तुं शक्नुमः तदा तदनन्तरं बटर्फ़्लैस्ट्रोक् डाग्पेड्लिङ्ग् इति बेक् फ़्लोटिङ्ग् तथा च अन्यानि तरणरूप्यरूपकाणि तत्र शिक्षयन्ति मम तु तत्रस्थशिक्षकाः एव सर्वमपि शिक्षितवन्त शिक्षि शिक्षितवन्तः